हरि ओम् भगिनी कियत् इन्धनम् आवश्यकम् अस्ति भवत्याः कृते

आम् आम् आम् स्वीकुर्मः रूप्यकैः आं

अवश्यं भगिनी एकवारं शून्यं पश्यतु अहम् आरब्धवान् आम् आम् पृच्छतु आम् आम् आम् सुष्मा इति चलत्चित्रमन्दिरं बहुप्रसिद्धम् एव अस्ति इतः प्रायशः चतुर् किलो मीटर् दूरं अस्ति तर्हि आम् भवती इतः बहिः गत्वा यदि दक्षिणपरिवर्तनं स्वीकरोति साक्षात् रेड् लैट् सिग्नल् आगच्छति तत्र पर्यन्तं गत्वा ततः पुनः दक्षिणपरिवर्तनं स्वीकरोतु अग्रे गच्छति चेत् तत्र प्रायः एकं गोलमार्गः आगच्छति ततः प्रथम एग्झिट् निष्कासः निष्कासं स्वीकरोतु मार्गः किञ्चित् ततः वामतः गच्छति ततः साक्षात् गच्छति चेत् प्रायः किलो मीटर् द्वयानन्तरं दक्षिणहस्ते एव चलचित्रमन्दिरं प्राप्यते सत्यम् दक्षिणहस्ते आगच्छति सत्यं सत्यम् आम् अस्तु धन्यवादः

आम् धन्यवादः